साहित्यविषये लेखनारम्भं कृत्वा संशयापन्नः अहं यतो हि साहित्यविषयः बहुविशिष्टः वर्तते तत्र बहुकाठिन्यम् आयाति तत्र कवित्वबीजरूपः एकः संस्कारविशेषः भवति शक्तिः भवति तां विना काव्यत्वं न सम्भवति तत्र श्लोकः अपि उक्तः आचार्येण शक्तिर्निपुणता लोके काव्यशिक्षा अधिवेक्षणात् काव्यशिक्षयाभ्यासः इति हेतुस्तदुद्भवे इति भारते साहित्यस्य बहु माहात्म्यं वर्तते यतो हि साहित्यं रसवत् काव्यं वर्तते तत्र रसः इति समायाति ये साहित्यिकाः वदन्ति अन्यत् भारते अहं साहित्यविषये न लिखितुं शक्नोमि इति भावयामि यतो हि तत्र कवित्वबीजरूपः यः संस्कारविशेषः भवति सः सरस्वतीमातुः कृपया प्राप्यते तेषां कृपा यदि भविष्यति तदा एव तस्य लाभः भवति अतः तां विना काव्यत्वं न प्रसरेत् यदि प्रसरेत् तर्हि काव्यत्वस्य हानिः एव उपहसनीयम् एव स्यात् इति